गृहपशवः रोचन्ते तत्र गृहपशवः इत्युक्ते शुनकाः भवन्ति मार्जालाः मुख्यतया गावः यतो हि अभीष्टः गृहपशुः अभीष्टः गृहपशुः इत्युक्ते गावः गोभिस्सह अहं नित्यं दिने बहुकालं यापयामि कालं यापयामि पशुभिस्सह नाम गोभिस्सह अर्थात् यतो हि गावः इत्युक्ते मह्यं बहु तासां तासाम् उपरि बहु प्रीतिः आदरं वर्तते अपि च गौरवस्थानं पूज्यस्थानं च वर्तते शुनकः सोऽपि किं गृहपशुः एव किन्तु मह्यं न रोचते यतो हि शुनकः आसीत् मम गृहे किन्तु शुनकः बहुभ्यः जनेभ्यः दंशनं कृतं कृतवान् अतः तस्य उपरि किञ्चित् प्रीतिः न्यूना एव अतः गौरवः भावः अपि अस्ति किन्तु यतो हि गृहस्य रक्षणं करोति अन्ये जनाः आगच्छन्ति चेत् नाम रात्रिकाले रात्रौ चोराः गच्छन्ति चेत् रक्षणं करोति गृहस्य रक्षणं करोति तथापि बहु प्रीतिः न न वर्तते शुनकस्य उपरि ममा तु अत्यन्तं प्रीतिः वर्तते गौः विषये गावः इत्युक्ते मम प्रीतिः तेषां तासाम् उपरि प्रीतिः वर्तते अतः यतो हि गोपालनं मया नित्यं क्रियते यतो हि क्षीरदोहनं करोमि ताभ्यः तृणमानीय ददामि अपि च तया दत्तं क्षीरं तया दत्तं क्षीरं नित्यमहं पिबामि गृहे सर्वेऽपि पिबन्ति अतः अपि च अत्यन्तं जगति सात्विकप्राणिः इत्युक्ते पशुः गावः एव गावः एव गावः एव अतः अस्माकं भारतीयपरम्परायामपि विशिष्टं स्थानं यतः यत् म् विशिष्टं स्थानं प्रदत्तमस्ति मातुः कृते महिलानाङ्कृते यत् स्थानं द यत् स्थानमस्ति उत्कृष्टस्थानं तादृशम् उत्कृष्टं स्थानं गोभ्यः अपि अस्माकं परम्परायां दत्तमस्ति अतः गावः इत्युक्ते मम तेषां विषये तासां विषये गोविषये अत्यन्तम् आदरप्रीतिः वर्तते अतः गावः मह्यं बहु रोचन्ते